हरिः ओम् नमस्कारः कः अस्ति ह वदतु हा अस्तु ह हा हा अस्ति हा ता तावद्धनम् आवश्यकं त्री तौसण्ड् हा कः कः प्रश्नः तद् निश्चयरूपेण गन्तव्यं खलु तद् भवती इदानीं कः प्रश्नः गृहे किं किं प्रश्नः किमपि प्रश्नः अस्ति वा ए ओ अस्तु अस्तु अन्यत् अन्य कोपि केशां कृतेऽपि एतादृशः प्रश्नः अस्ति वा

हा अहमपि तत्समये भवत्याः कक्षायां कक्षायाम् आगत्य एकवारं पृष्टवती खलु तदानीं कोपि न उक्तवन्तः किमर्थम् किमर्थम् एवं विचिन्तयति वयं सर्वे भवत्या भवन्तः उन्नमनाय एव यदा दशः कार्यं चालयन्ति तदर्थं किमपि प्रश्नः अस्ति चेद् वक्तव्यं खलु किमर्थं न वदन्ति हा हा हा हा श्रुणोतु श्रुणोतु एतद् अत्रत्य विद्यालयतः एव करोति कुर्वन्ति अतः तादृशः व्ययः भविष्यति तदर्थम् एकः छात्रः त्रिसहस्रं रूप्यकाणि स्वीकरणीयानि तद् चिन्ता हा

ओ अस्तु अस्तु अहं पृच्छामि निर्देशनस्य कृते अहमेकवारम् उक्त्वा भवत्याः कृते भवन्तः कृते वदामि ओ अस्तु चिन्ता नास्ति अहं किमपि कृत्वा पुनः आह्वयामि हा अस्ति धन्यवादः